दशमकक्षां समाप्य छात्राणां मनसि एका समस्या आपतति किम् अग्रे कर्तव्यमिति ममापि तादृशी एव स्थितिः आसीत् मम सविधे द्वौ मार्गौ स्तः बहिस्थाः ये जनाः आसन् ते विज्ञानं स्वीकृत्य अथवा गणितं स्वीकृत्य स्वीय अध्ययनम् अग्रे सारयतु इति कथयन्तः आसन् पितुः इच्छा आसीत् यत् अहं संस्कृतमध्येतुं तिरुपतिं गच्छामि इति तत्र मया स्वकीयः पक्षः निर्णयः आसीत् मया तु पितुः एव इच्छा पालिता यतोहि संस्कृते अपि मम रुचिः महानासीत् अतः अहं संस्कृतम् अध्येतुं तिरुपतिम् आगतः तत्र पितुः एव आज्ञा मया पालिता अतः सर्वदा एतादृशे एतादृशासु स्थितिषु स्वीयज्येष्ठानां मार्गदर्शकानां पित्रोः वा आज्ञा पालनीया भवति